हरिः ओम् हरिः ओम् महोदया आगता वा महोदया इतः मम एकम् किञ्चित् इन्फ़र्मेशम् इन्फ़र्मेशन् आवश्यकमासीत् येल् ऐ सी इन्श्यु मम इदानीं षट्चत्वारिंशत् वयः इदानीं अभवत् षट्चत्वारिंशत् अभवत् इदानीं मम कृते मम कृते एकम् एल् ऐ सी पालिसि करोमि इति इदानीं चिन्तितवती अहं तत् ओ यदि किमपि उत्तमं प्लान् अस्ति चेत् वदतु सत्यं अष्टसहस्रं आम् महोदय् तत म बहु भवति मम कृते किञ्चित् द्विसहस्र पञ्चसहस्र तद् तावदेव अलं महोदय किमर्थमित्युक्ते इदानीं तु मम समीपे चत्वारः पालिस पालिसी अस्ति एव सन्ति अस्ति तदर्थं

शक्यते महोदय चिन्ता नास्ति तत्र इदानीम् क्वार्टर्ली वा मासिकी तथा वा महोदय अहं त्रैमासिक् त्रैमासिक प्लान् मध्ये एव भवितुम् इच्छामि तता व्यवस्था आं तथा व्यवस्थां कृत्वा वदति वा भवान् अहं विवरणं आं विवरणं दास्यामि मम नाम के किं किम् अपेक्षितं अस्ति महोदय किं किम् अपेक्षितं इति वदतु

अस्तु अस्तु आं दास्

एतदेव वा वाट्सप् सङ्ख्या वा वाट् वाट्सप् सङ्ख्या वा एतत्

अस्तु महोदय वाट्सप् द्वारा प्रेषयामि महोदय धन्यवादाः नमो नमः नमो नमः